मया सह अहं बेङ्क् पास्बुक् सर्वदा रक्षामि अपि च बेङ्क् कृते अवश्यं दातव्यानि कानिचित् पत्राणि यथा आधार् कार्ड् इत्यादिकं सर्वदा मया सह परिरक्षामि एवं यदा तत्र धनं स्थापनीयं संरक्षणीयं तदर्थं यत् चलन् चलन् अपेक्षितं तदपि मया सह संरक्षामि